भारते स्वास्थ्यसम्बद्धाः नैके कार्यक्रमाः योजनाश्च सञ्चालिताः सर्वकारेण तासु व्यवस्थासु भारतसर्वकारेण एका स्वास्थ्ययोजना सञ्चालिता सा आयुष्मान् भारतप्रधानमन्त्री जन आरोग्ययोजना इति नाम्ना ज्ञायते अस्याः योजनायाः शुभारम्भः प्रधानमन्त्रिणा सितम्बर् मासस्य त्रयोविंशति दिनाङ्के अष्टाधिक द्विसहस्रतमे वर्षे झार्खण्डराज्ये कृतः इयं योजना स्वास्थ्यसम्बद्धसमस्यानां समाधानं सुलभतया प्रस्तौति अयं विश्वे बृहत्तमसर्वकारीयवित्तपोषितस्वास्थ्यसेवाकार्यक्रमः अस्ति इयं योजना पत्ररहितं धनरहितं च स्वास्थ्यसेवां प्रददाति तथापि भारते पूर्णतया आरोग्यतां प्राप्तुम् असमर्थाः तस्य मुख्यकारणमस्ति यत् जनाः स्वच्छताविषये जागरूकाः न सन्ति यद्यपि सर्वकारेण स्वास्थ्यसम्बद्धाः कार्यक्रमाः सञ्चालिताः किन्तु जनाः निजस्वस्थाविषये अज्ञानी इव आचरन्ति अतः वक्तुं शक्यते यत् जागरूकतायाः अभावः एव मुख्या समस्या वर्तते